अहम् एकां शाटिकां एकां शाटिकां स्वीकृतवती तस्य वर्णः नीलः प्रक्षालनम् कृतवती चेतपि सम्यक् अस्ति वर्णं न गच्छति सम्यक् एव अस्ति इदानीं ता अहं वा नीलवर्णः बहु इच्छामि तत् सम्यकस्ति अहं सन्तोषेन धरामि